नमस्ते महोदय अहं सुनिलः इति महोदय अहम् इदानीं नूतन कार् यानं स्वीकृतवान् स्वी धन्यवादः महोदय स्वीकृतवान् इत्युक्ते केवलं तत् बुकिङ्ग् कृतवान् इदानीं न आगतं कार् यनंं न आगतम्

न जानामि महोदय तदर्थमेव तदर्थमेव तत् वाहन चालनशाला एव किल तत्

इदानीं मारुती एव महोदय मारुति कार् यानमेव मारुति कार् यानं तत् तदर्थमेव मा मारुती गेर् गेर् गेर् गेर् अस्ति महोदय गेर् अस्ति महोदय तत् तत् इदम् इदानीं स्वयं चालितं नास्ति गेर् एव स्वीकृतवान् तत् प्रथमः यानं किल महोदय तदर्थ् स्वयं चालितं तत् अधिकं व्ययः भवति तत्कारारणात् अहं टिक् माडल् सामान्या सामान्य माडल् किम् अस्ति तदेव क्री क्रीतं महोदय

भवतः शा शाला भवतः शाला तत् पञ्जीकरणम् अस्ति किल महोदय भवतः शाला

शि शिक्षकः वा ओ अस्तु अस्तु

ओ अस्तु महोदय

ओ अस्तु महोदय के

ओ अस्तु महोदय मम कृते इदानीम् एल् एल् अस्ति डि एल् नास्ति महोदय तत् डी एल् करणीयं ओ अस्तु

अस्तु हो हो

ओ अस्तु अस्तु

अस्तु कति कति दिनानि आवश्यकं ज जयनगर् चतुर्थ अन्ते महोदय तत्र कार्यालयः अस्ति किल सर्वकारस्य कालः कार्यालये तत्र स्वीकृतवान् अग्रिमसप्ताहात् ओ हो कदा स्वीकृतवानिति वा तत् वा वारद्वयम् अभवत् महोदय वारं द्वे

न भवतः शालायां तत् कथं यानं कथं सज्जीकरणं करिष्यति करिष्यामः तत् मेन्टनेन्स् कीदृशं भवति एतत् सर्वे अपि प पठितवान् पठनमस्ति वा महोदय

ओ तत् सर्वं तैलं की की कीदृशं तत् परिवर्तनं करणीयं तत् सर्वं भ भवति किल महोदय

ओ अस्तु अस्तु महोदय

प्रे प्र प्रेषयितुं शक्यते तत्रैव प्रेषयितुं शक्यते अस्तु अस्तु महोदय अस्तु महोदय आम् महोदय अस्तु

अस्तु महोदय अहम् अहम् आगामि शनिवासरे आगच्छामि महोदय राम् राम् धन्यवादः महोदय